धर्मशास्त्रः धर्मशास्त्रं वा भारतीयसनातनधर्मस्य मूलं भवति वेदोऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम् आचारश्चैव साधूनाम् आत्मनस्तुष्टिरेव चेति वचने श्रुतेः अनन्तरं साक्षात् स्मृतिः नाम धर्मशास्त्रस्य प्रयोगः अस्माकम् मुनिः ऋषिः कृतम् तत्र धर्मशास्त्रे आचाराध्यायः व्यवहाराध्यायः प्रायश्चित्ताध्यायः इति अध्यायत्रयस्यैव उल्लेखः कृतः तत्र प्रायः व्यवहाराध्याये न्यायव्यवस्थाविषये दानव्यवस्थाविषये सम्यक् रूपेण वर्णितम् अस्ति तत्र आचारव्यवस्थायाम् आचार व्य आचारादिविषये तत्र पुनः व्यवहाराध्याये समाज विवादाः ये सन्ति तेषां विषये अपि तत्र वर्णितमस्ति पुनश्च न्यायव्यवस्थाविषये भारतीयः हिन्दुः लॉ पुनश्च इन्दियन् लॉ इति विषये पुनश्च दानस्य किं फलम् दाने प्रयोगः कः कथं दानं क्रियते इति विषये अपि धर्मशास्त्रे वर्णितमस्ति